न मया छायाचित्रणस्य औपचारिकं प्रशिक्षणं न प्राप्तम् अहम् उत्तमा छायाचित्रकर्त्री भवितुं स्वकौशल्यानि सर्वदा वर्धयितुं प्रयासं निरन्तरं करोमि यथा अहं सर्वदा मम दूरवाण्याम् उत्तमानि चित्राणि स्वीकरोमि प्रयासं करोमि च यत्र कुत्रापि सुन्दराणि दृश्यानि दृश्यन्ते चेत् तत् दृश्यम् इतोऽपि सुन्दरं कर्तुं चित्रं स्वीकरोमि अपि च ये ये उत्तमाः चित्रकाराः सन्ति तैः यानि यानि कौशल्यानि प्रयुक्तानि सन्ति तेषाम् अनुकरणं कर्तुं प्रयासम् अपि करोमि चित्रस्वीकरणे मम प्रेरका अस्ति प्रकृतिः